मम इष्टतमः ऋतुः वर्षा ऋतुः इति मन्ये तद् किमर्थं रोचते इति चेत् वर्षा ऋतौ अधिकः अधिकम् उष्णं न भवति अधिकं शीतमपि न भवति अतः वर्षा ऋतौ मम मम रुचिः अस्ति